मासिकपत्रिका द्वयम् एव मया पठ्यते एकस्य नाम अस्ति सम्भाषणसन्देशः इति पत्रि प्रथमपत्रिकायाः नाम द्वितीयपत्रिका वर्तते स्वस्तिका इति द्वितीयपत्रिकायाः नाम सम्भाषणसन्देशे आभारते सम्पूर्णविश्वे संस्कृते किं चलति संस्कृतजगति किं चलति संस्कृतस्य स्थितिः कीदृशी अस्ति इत्यादि अनेकाः विषयाः तत्र प्राप्यन्ते एवमेव स्वस्तिका इति पुस्तके अस्माकं राष्ट्रे किं चलति अस्माकं राष्ट्रस्य हिताय किं किं जायमानम् अस्ति कथम् अस्माकं देशः विश्वगुरुः भविष्यति तादृशाः विषयाः अपि स्वस्तिका इति पत्रिकायां प्राप्यते धन्यवादः